मम प्रदेशे अनेकानि पूजास्थानानि सन्ति यथा खजराव् नगरस्य कन्दरिया महादेवमन्दिरं लक्ष्मणमन्दिरं चित्रगुप्तमन्दिरम् एवम् उज्जैननगरे महाकालस्य मन्दिरं मन्दसोरस्य पशुपतिनाथदेवालयम् एवं द्वादशज्योतिर्लिङ्गेषु ज्योतिर्लिङ्गद्वयं मध्यप्रदेशे अस्ति ओंकारेश्वरः एवं महाकालेश्वरः अनेकानि पूजास्थानानि अत्र सन्ति एवं ते देवालयाः अस्माकम् अस्मिताम् अस्माकं गौरवरूपाः सन्ति उजैननगरे द्वादशवर्षेषु एकवारं भवति या कुम्बमेला तत्र देवालये एव आयोज्यन्ते तत्र समीपे एवम् अहं गौरवान्विता अस्मि यत् अहं मध्यप्रदेशीया अस्मि अत्र विविधाः उत्सवाः अपि आचार्यन्ते यथा प्रदेशीयाः उत्सवाः तत्र बहुधा आचार्यन्ते